अत्र तमिळ्नाडुराज्ये सञ्चारं कर्तुं व्यवस्था ट्वेन्टिफ़ोर् अवर्स् अपि बस्यानस्य वा रेल्यानस्य सर्वदा अस्ति एव यदा कदापि यत्र कुत्रापि गन्तुं शक्यते एव मन्दिराणि वा नो चेत् कुत्रापि समयम् व्याप्तुं वा स्थलानि यथेष्टं सन्ति एवम् आभारते पश्यामः चेत् न्यूनमिति नास्ति यथेष्टमस्ति एकस्य जीवनम् एव अपर्याप्तं भवति सर्वत्र पर्यटनं कर्तुम् एवम् एकैकस्थलमपि एकैककथां वदति तादृशः देशः एषः अस्ति एवम् न्यूनता नास्ति अत्र व्यवस्था बहुसम्यक् अस्ति